हरिः ओं किम् इच्छसि का अस्ति नमो नमः आमां ज्योतिः जुवेलर् एव अस्ति आभूषणस्य स्वर्णं स्वर्णानि आभूषणानि सन्ति अत्र हा वदतु हा आमां सन्ति रजत आभूषणानि अपि सन्ति

अस्तु आं हा आं सर्वं सर्वम् अस्माकं अस्माकम् आपणे सर्वाणि आभूषणानि सन्ति नूपुराणि आनन्तरं कण्ठाहाराः सर्वाणि सन्ति तर्हि भवति अत्र आगत्य एव क्रेतुं शक्नोति वा अस्माकम् आपणस्य समयः अस्ति आम् आं यदि भवती इदानीमेव मया सह वार्तालापं कृतवती तर्हि अहम् एवं समयं दास्यामि तत् तस्मिन् समये एव आगच्छतु अहं किं करोमि अद्य अद्य अस्ति हा आम् आम् अद्य सोमवासरः अस्ति तर्हि भवती बुधवासरे एकादशवादने आगच्छतु एकादश एकादशवादनतः प्रियं हा हा अस्तु तर्हि मङ्गलवासरे आगच्छतु श्वः श्वः आमां चलति श्वः एव आगच्छतु मङ्गलवासरे आगच्छतु अनन्तरम् एकादशवादने आगच्छतु वयं सर्वे सिद्धाः भवामः अन्ये के अपि आगच्छन्ति तर्हि वयं भवत्याः भवत्याः कृते कृते एव

मूल्यं तु सिक्स्टि थौसण्ड् षष्ठिसहस्रं हाम् आम् आं कर्णाभरणानि भवती कियत् क्रेतुमिच्छति आं भवती एव आगच्छतु अनन्तरं वयं पश्यामः एवं दूर्वाण्या अहं किमपि वक्तुं न शक्नोमि वा अहम् आम् एतद् बहु मूल्यवत् आम् अमूल्यमस्ति यतः भवती आम् आम् आम् आमां श्वः निश्चयेन आगच्छ आगच्छतु आं धन्यवादः